सम्प्रति एकविंशतिः शताब्दीः नाम अयं कालः टेक्नालाजी नाम तन्त्र तन्त्रोपयुग कालः तन्त्रोपयुगं विहाय किमपि भवितुं नार्हति अतः तन्त्र उपयोगं प्राक् तन्त्रास्य ज्ञानम् अपेक्षते एव इण्टरनेट् कथम् उपयोगं करणीयम् इण्टरनेट् व्यवहारं कृत्वा किं किं कर्तुं शक्नोमि कथं करणीयम् भवति चार् जी पी टि कथं कार्यं करोति वाट्सेप् कथं कार्यं करोति गूगल् कथं कार्यं करोति ई मेल् माध्यमेन वयं किं किं कर्तुं शक्नुमः कथं जीवने सः सम्बद्धः अस्ति इत्यादि अद्यकाले छात्राः साफ्टवेयर् इन्जिनियर् काण्टेण्ट् डेवलपर् काण्टेण्ट् क्रियेटर् कोडिङ्ग् जावा पाय्थन् इत्यादि विसये तान्त्रिकपदवीं प्राप्तुम् इच्छन्ति